यदा व व विजयवाडा गतवती तत्समये अहं त तेलुगु न जानामि अतः यदा सम्भाषणम् उद्भवति सः तमिळ् न ज्ञातम् अतः सम्भाषणं व एतद् अभिनयमेव सहितमेव अभवत् किमपि भाषारूपेण किमपि न अभवत् अभिनयं सहितम् अभवत् इतोऽपि द्वयं द्वयम्मध्ये सम्यक्रूपेण अवगमनम् आसीतेव